हरिः ओम् इदम् ओला कार् चालकम् उद्दिश्य उच्यमानं वर्तते भवतां कारणेन मम तत्र रैल् यानं न प्राप्तं वर्तते समये न गतम् इत्यस्मात् मह्यं न प्राप्तम् अतः मम धनं यत् दत्तं तत् पुनः प्रयच्छन्तु महान् खेदः जायमानः पुनः तत्र रिसर्वेशन् कर्तव्यं पुनः गन्तव्यं भवति एवं कदापि न कुर्वन्तु इति विनन्तिः प्रार्थय प्रार्थना